हरिः ओम् नमस्ते हा प्र का अस्ति हा न मव अनुपमा चा छात्रा इयं स्थापने पठामि

छात्रस्य नाम किम् निरञ्जना ओ निरञ्जना महोदया तस्य तस् तस्य सम्यक् पठति निरञ्जना ए गुड् हेल्प् ताप हा निरञ्जना निरञ्जना श्रद्धया पठति हा

हा अनेकाः छात्राः न नृत्यस्य प्रदर्शनं मार्च् मासे अवसाने अवसाने भागे गुरुवायुरक्षेत्रे हा प्राथमिकं पाठनम् आ मुद्रायाः पताका पताका पताका अन्तिमे विभागे न न न न नृत्यवस्थायाः स्थापने अन्तर्भवति तद्वेलायां छात्राः

न न न न न दक्षिणाः धन्यवादः